नमस्ते महोदय अहं रेखा इति अहं भवतः उडूपि रेस्तोरन्ट् मध्ये पूर्वं एव इड्ली दोसे पुनः आप्पं स्वीकृतवति अस्माकम् इदानीम् अद्यतन स्पेशल् किमपि अस्ति वा पुनः भवतः किमपि रेकमेण्डेड् डिशेस् अस्ति चेत् तत् प्रेषयति वा